नमस्कारः मम नाम वासुदेवः अम् एकः आपणात् वस्त्रं पादरक्षापणात् अहं पादरक्षां क्रितं तत् पादरक्षा तत्पादरक्षा नै नैट् नैट् इत्यस्य कम्पडीमध्ये अस्ति प तत्र अहं कृतं परन्तु तत्र धरामि चेत् बहु सम्यक् भवति तद् दर्शने अपि बहु सम्यक् अस्ति तत् धारणे अपि बहु सम्यक् अस्ति तत् धारयित्वा यदि चलामि चेत् बहु सम्यक् भवति अनुभवमपि सम्यक् भवति तत्र तत् तद्दर् यदि तद् धारणं कृत्वा वयं पादरक्षां पादाभ्यां वयं धावनं कुर्मः चेत् अपि तत्र बहुधा बहु सम्यक् धावनं भवति धावनक्रीडायामपि तद् विजेतुं शक् तत् तत् पादरक्षां धारयित्वा तत्र तत् पादरक्षा मम बहु मया बहु सम्यक् रोचते तत् बहु सम्यक् अस्ति परन्तु तत्र पा पादरक्षा तत् ता पादरक्षां धरामि चेत् बहु कम्फ़र्टेबल् भवति तत् सम्यक् तत् पादरक्षां धारयित्वा धावनमपि कर्तुं बहु सम्यक् शक्यते अनन्तरम् तत्र तत् पादरक्षा नैट् कम्पनी इत्यस्य वर्तते तत्र पादरक्षा तत्र पादरक्षामध्ये तत्र किं तत्र रज्जुः अपि सम्यक् अस्ति तस्य वर्णः अपि सम्यक् अस्ति तत्तत् क तद् तद् वस्त्रमपि बहु सम्यक् अस्ति तत्र तत् पादर पादरक्षायाः वस्त्रमपि बहु सम्यक् बहु किम् बहु साफ़्ट् इति अस्ति